वस्त्रप्रक्षालणार्थं वाशिङ्ग्यन्त्रस्य उपयोगं कर्तुं शक्यते तेन जलस्य अपव्ययो न भवति किञ्च वर्षाकालस्य जलस्य सञ् सञ्चयं कृत्वा अपि वस्त्रप्रक्षालणं कर्तुं शक्यते येन भूगर्भजलस्य अपव्ययो न भवति वस्त्रशोषणविषये एवं कर्तुं शक्यते यत् टाविल्द्वयस्यमध्ये जल्युक्तवस्त्रस्य निक्षेपं कृत्वा अपि शोषयितुं शक्नुमः किञ्च आधुनिक ब्लागर्यन्त्रमाध्यमेनापि जलं शोषयितुं शक्यते अथ च ऐरण् यन्त्रेण उपयोगं कृत्वापि जलस्य शोषणं कर्तुं शक्यते किञ्च हीटर्माध्यमेनापि जलं शोषयितुं शक्यते एवं रीत्या भिन्नऋतुषु शोष् शोषणं कर्तुं शक्यते अथ च जलस्य अपव्ययोऽपि न भवति इति